हां अत्र चित्रकलायां प्रेरणा प्रेरणा इत्युक्ते सहजतया भवति अत्र बालबालिकाः लघुवयसि अपि रेखाः नाम लिखित्वा लिखित्वा उत्तमचित्रं केनचित् लिख्यते चेत् तद्दृष्ट्वा अहं महान् आनन्दं प्राप्तवती अरे एषः एतस्मिन् किदृशी कला अस्ति इति अद्भुतमिति तादृशमहं बहु आनन्दं बालाः यत् कुर्वन्ति तत् अहम् आनन्देन पश्यामि बहु बहु बहु प्रशंसां कृत्वा पुनः पुनः स्मरामि तान् अहं बालान् पाठयितुम् एव इच्छामि अधिकतया तत्र सर्वम् अहं विस्मरामि हा एवं तादृशं बालेभ्यः पाठनम् एव मह्यं रोचते चित्रकला इति न सर्वं यत् वदामः तत् एकवारं ते विश्वासं कुर्वन्ति चेत् यथा वयं वदामः तथा कुर्वन्ति अनुसरन्ति तान् मोल्ड् कर्तुं वयं शक्नुमः अहं बहून् दृष्टवती तत्र मम जीवने तादृशाः एव अमूल्याः रत्नानि इव मम जीवने सन्ति तदेव अहम् इच्छामि शिक्षणं य यस्य कस्य वा शिक्षण बालेभ्यः अहं बहु इच्छामि तत्र अनन्दं प्राप्नोमि अहं अग्रे तादृशं भवति चेत् अपि अहं नूतनं नूतनं चिन्तयित्वा तेषां कृते किं ते अपि आनन्दं प्राप्नुवन्तु इति आदिनं चिन्तयित्वा एव किमपि अहं ट्रेनिङ्ग् न स्वीकृतवती टीचर् ट्रेनिङ्ग् न स्वीकृतवती परन्तु उत्तमशिक्षिका इति तु सर्वेषां प्रशस्तिं नाम यत्र पाठितवती तत्र प्रान्सुपालेन वा प्रधानोपाचार्येण वा उक्तानि मम मनसि तथैव सन्ति वचनानि